हरिः ओम् एवं भवतः नाम किम् अस्ति एवं तथा च किम् ओर्डर् कृतं भवता एवं तत्र डिलवरि डेट् इति काचिदस्ति तद् कदा एवम् एवं वा क्षम्यतामत्र विरामः आसीत् बहु बहूनि दिनानि अतः न प्राप्तम् अहं पश्यामि कदा आगमिष्यतीति शीघ्रमेव प्राप्यते तत्र एवम् अत्र किञ्चित् प्रो टेक्निकल् इशु आसीत् अनन्तरं सर्वकारस्य अत्र बहूनि दिनानि विरामः अपि आसीत् एवं पञ्चदिनेषु पञ्चदिनेषु आग् पञ्चदिनेषु आगमिष्यति पञ्चविंशतिः फ़ेब्रुवरि मासस्य पन् पञ्चविंशतिदिनाङ्के आगमिष्यति एवम् इतः एड्रेस् किमस्ति

एवम् अस्तु एवं पेमे पेमेण्ट् एव न कृतं भवता एवं गुगल् पे कृतं वा एवं तद् एवं तर्हि प पेमेण्ट् कृतमस्ति वा यतो हि अत्र न दर् यतो हि अत्र न दर्शयति भवान् पेमेण्ट् न कृतम् अतः अपि विलम्बः जातः एवं ट ट्रान्साक्शन् ऐ डी वदतु अस्तु अहं पश्यामि अनन्तरं वदामि एवम् एवमस्तु अहं कोल् करोमि धन्यवादः